मम इष्टतमं स्थानं काशी वाराणसी वर्तते कारणं विद्यायाः राजधानि काशी इति काश्यते प्रकाश्यते इति काशी अहं विद्याध्ययनमपि काश्याम् एव अकरवं भगवतः विश्वनाथस्य इयं नगरी तथा च मातुः गङ्गायाः सान्निध्यं वर्तते कल्याणकरं वर्तते अत्र काशीं गत्वा भगवतः विश्वनाथस्य दर्शनं तथा च गङ्गायां स्नानम् इत्यादिकं सर्वं कृत्वा मनः प्रसन्नं भवति प्रसन्नं भवति मोदते च कारणं काश्यां मरणात् मुक्तिः इत्यपि सृ श्रुतिः तथा च पुराणात् पुराणादिषु वर्णितं वर्तते तथा च काशीं गते सति तादृशं तादृशः न कोऽपि जनः यः काशीं गन्तुं नेच्छति वस्तुतः अतः मम इष्टतमं स्थानं काशी वर्तते अहं यदा गच्छामि तदा विश्वनाथस्य दर्शनम् अवश्यं करोमि धन्यवादः